पुरा मम एक समस्या अभवत् मम जन्मसन्दर्भे एकस्मिन् बर्त् सर्टिफिकेट् कृतवन्तः किन्तु अस्मिन् बर्त् सर्टिफिकेट् मध्ये मम जन्मदिनाङ्कस्य निर्देशं सम्यक् न आसीत् अनन्तरं दशम वर्ग् वर्गस्य अङ्क पट्टि मध्ये तत्र मम जन्मदिनाङ्कः भिन्नः अभवत् मम बर्त् जन्म सर्टिफिकेट् मध्ये भिन्नमासीत् दशमवर्गे भिन्नमासीत् तत् मम समस्या अभवत् अहं यदा प्रशासनस्य उद्योगार्थं गतवती तदा तत्र एतस्य विषये समस्या अभवत् तदर्थम् अहं न्यायालयं गतवती न्यायलयमध्ये किञ्चित् समस्या अभवत् तत्र एकः न्याय न्यायवादी न्यायवादेः समीपं गतवती सः अधिकं धनं ददातु इति आग्रहं कृतवन्तः तदर्थं अहं तम् परित्यज्य अन्यत्र गतवती अन्य न्यायवादिनः सहायमपि अपेक्षितवती सः अहं करोमि इति उक्तवान् किन्तु बहु विलम्बाय अभवत् बहु कालानन्तरमपि सः किम् उक्तवान् इत्युक्ते अहं कर्तुं न शक्नोमि इतोपि समयावकाशः आवश्यकम् इति किन्तु मम कृते शीघ्रम् आवश्यकम् आसीत् तदर्थं अहं भिन्न एक न्यायवादिनः समीपे गतवती मम प्रदेशस्य प्रशासनस्य अधिकारिणः समीपे गत्वा तस्य समीपे किञ्चित् संभाषणमपि कृत्वा सः एव एकस्मिन् व्यक्तिं सूचितवान् तस्य समीपे गतवती किन्तु सः सूचितवान् इति कारणतया सः व्यक्तिः शीघ्रमेव कृत्वा दत्तवान् इदानीं मम जन्म सर्टिफिकेट् अनन्तरं दशमवर्षस्य अङ्कपट्टि द्वयमपि सम्यकतया अस्ति इदानीं अहं प्रशासनस्य उद्योगं प्राप्तवती अपि